पुरुषाणां पात्राः वर्तन्ते यथा गृहरक्षणं धनसञ्चयनं धनार्जनं पुत्र दारादिकानां रक्षणम् इति तथा च स्त्रीणां पात्राः वर्तन्ते यथा गृहे पाकसिद्धिः पाल्यानां सङ्गोपनं तेषां चारित्र्यनिर्माणे योगदानं तथा च नैके गार्हस्थधर्मयोग्याः कार्याः यथा सम्मार्जनम् इत्यादयः परन्तु एतत् सर्वे कार्याणि तु बहुशः गृहेषु सामान्यतया उभेपि दृश्येते यथा पुरुषः अपि इदं कार्यं करोति तथा च स्त्रियः अपि इदं कार्यं करोति तथापि के के जनाः मन्यन्ते यत् तयोः कार्ययोः भेदो वर्तते तथा च के के न मन्यन्ते तत् तर्हि तत्सर्वम् चिन्तनस्योपरी त्यक्तव्यम् इति मन्ये